स्वास्थ्यविषये सर्वकारेण बहवः कल्पनाः योजिताः सन्ति तानि कीदृश रीत्या कार्यं कुर्वत् अस्ति वा न वा इति सर्वकारेण परिशील्यते चेत् बहु सम्यक् भविष्यति इदानीं यदि मह्यं एकं प्रदेशं दत्वा तत्र का कार्यं करोतु अथवा शिक्षा अथवा स्वास्थ्यविषये भवती चिन्तयतु इति वदन्ति चेत् अहं तत्र किं करोमि इत्युक्ते मम प्रदेशः यः भवति तत्र अहं जनान् एवं प्रेरणां ददामि यथा ते केवलम् आधुनिकचिकित्सापद्धतिमेव न गच्छन्ति तत्र पारम्परिचि चिकित्सापद्धतिं प्रति अपि ते गच्छन्ति यतोहि आधुनिकचिकित्सापद्धत्यां अस्माकं अनारोग्यस्य लक्षणं केवलं ते परिहर्तुं शक्नुवन्ति न तु तस्य मूलं इदानीं मूलं व नश् मूलनाशनं न भवति चेत् तत् परिहारं परिहारः इति कथं वयं वक्तुं शक्नुमः एवं रीत्य केवलं ग्रामे इति नास्ति नगरेपि एषा पद्धती तत्र आगन्तव्या भवति